मम प्रिय वार्तापत्रिका अस्ति सुधर्म वार्तापत्रिका एषा वार्तापत्रिका वस्तुतः संस्कृतवार्तापत्रिका अस्ति यतोऽहि एषा संस्कृत वार्तापत्रिका अस् अस्ति अतः अत्र संस्कृतभाषायाः अपि ज्ञानवर्धनं भवति वार्ता नाम संस्कृतवार्तापत्रिका पठित्वा एवं च व्याकरणस्य अपि सम्यक् ज्ञानार्जनं भवति एवं च किं भवति अत्र वयं संस्कृतवार्तापत्रिका पठामः चेत् अत्र नूतन नूतन पदानां संस्कृतनामानि अपि ज्ञातुं शक्नुमः देशविदेशस्य घटनानां विषये परिचयः तु भवति एव तु वार्ता पठनीयम्